अमुम् उपन्यासम् अधीत्य मम दृष्टिरेव परिवर्तिता यतोहि अस्याम् एकः विवेकः आसीत् यः सर्वदैव सर्वासु परिस्थितिषु अत्यन्तमेव सहजतया सारल्येन स्वकीयान् विचारान् प्रस्तौति स्म अतः सर्वासु अपि परिस्थितिषु सारल्येन एव अस्माभिः भाव्यं तदेव मम अत्यन्तम् एव नूतनं तत्त्वम् अधीतम्